अस्माकं प्रदेशस्य उत्सवः विषये ऐतिहासिककथाः सन्ति प्राचीने भारतदेशस्य आङ्ग्लजनाः राज्यं कुर्वन्ति तदा लोकमान्यटिलक् गणेशोत्सवस्य उत्सवः प्रारम्भम् अकरोत् तदा गणेशमूर्तिः स्थापणीयं चतुर्थी भाद्रपदे चतुर्थी तिथे गणेशोत्सवस्य प्रारंभं क्रियते दशदिनात्मकम् एवम् उत्सवम् अस्ति अस्मिन् दिने गणेशमूर्तिः मृण्मयमूर्तिः स्थापणं करोति गणेशस्थापनानन्तरं दशदिनात्मकं गणेशस्य पूजनम् आरती प्रसादवितरणम् एवं भवति ऐतिहासिकमान्यता अस्ति गणेशः अस्माकं बुद्धिः नाम देवतः छात्राणां कृते बुद्धि विद्या विद्यारूपेण गणेशस्य पूजनं करोति छात्रः गणेशपूजनं कृत्वा विद्यारम्भं करोति नवीनकार्यम् आरम्भं करोति गणेशपूजनम् अस्माकं कृते श्रद्धास्थानमस्ति एवं प्रकारेण भारते सर्वत्र गणेशोत्सवः उत्सवः महत् रूपेण वर्तते अस्मिन् उत्सवे सम्पूर्णसमाजस्य नगरे नगरे ग्रामे ग्रामे सर्वत्र गणेशस्थापनं भवति तत्र गणेशस्थापना मध्ये सर्वे जनाः विविधः कार्यक्रमं करोति तत्र विविधः कार्यक्रमेषु क्रा कार्यक्रमेषु विविधरूपेण स्पर्धायाः आयोजनं करोति बालकानां कृते विविधाः स्पर्धायाः आयोजनं करोति एवं सर्वे बालकाः व्यक्तिविकासः भवेत् इति आयोजकस्य विचारः अस्ति एवं प्रकारेण गणेश उत्सवः एव अस्माकं महाराष्ट्रे बहवरूपेण उत्सवरूपेण आयोजिता अस्ति द्वितीय उत्सवः अस्ति दीपावलिः दीपावलिः अस्माकं हिन्दुजनानां कृते महत् उत्तम उत्सवः अस्ति सर्वे लोकः अस्माकं स्व स्वगृहे स्वच्छता कार्यं करोति गृहस्य विविधरूपेण चित्रकलापः करोति स्वच्छता कुर्वन्ति गृहे विविधरूपेण दीपप्राज्वल्यः दीपदानं करोति गृहे गृहे मिष्ठान्नं निर्मिता निर्मिताः अस्ति रङ्गवल्यः अस्ति रेखाटनं करोति विविध सुवासिक पदार्तः गृहे गृहे निर्माणं गृहिणी करोतिः अस्माकं देशे दीपावल्याः इति बहु बहुरूपेणः सर्वे जनाः सर्वधर्मेषु उत्सवस्य महद्रूपेण आयोजितः अस्ति अस्माकं कृते सर्वधर्मसमभावः इति एव रूपेण अस्माकं देशे दीपावलि उत्सवस्य निर् निर्मितिः अस्ति दीपावल्याः मध्ये गृहे गृहे पञ्चदिनात्मकम् एवं दीपावल्याः उत्सवः वर्तते प्रथमदिने धनात्रयोदशि धनदेवता कुबेरदेवतस्य पूजनमस्ति द्वितीयदिने नरकचतुर्दशि तत्र दिने तद्दिने नरकासुरस्य वधः अभवत् इति स्मृत्वा सर्वे पूजां कुर्वन्ति तृतीयदिने दीपावलिः आवसरे लक्ष्मीपूजनं भवति तद्दिने सर्वे जनाः गृहे गृहे लक्ष्मीपूजनं करोति चतुर्थदिने बलिप्रदा बलिप्रतिपदः इति कार्यं क्रमः कुर्वन्तिः पञ्चमदिने भावबीजः अस्ति भ्रातः भगिन्यः उत्सवः एत एवं महत् प्रकारेण एवम् उत्सवः सर्वे कुर्वन्ति एवं एवं प्रकारेण दीपावलिः उत्सवः अपि प्रमुखः उत्सवः इति महाराष्ट्रमध्ये दृश्यते